आं चलच्चित्रं वैश्विकरूपेण वस्त्रस्य डिजायिनं प्रभावितं करोति चलच्चित्रेषु पात्राणि प्रायः स्वस्य अद्वितीयशैल्याः फ़ैशन विकल्पैः च प्रवृत्तिं निर्धारयन्ति दर्शकान् डिझायिनरां च सामानरूपेण प्रेरयन्ति अनेकाः वस्त्रभाण्डनिर्मातारः लोकप्रियजलचित्रेभ्यः प्रेरिताः सङ्ग्रहाः निर्मान्ति निर्मान्ति पात्रैः धारितानि विशिष्टानि परिधानं परिधानाः विषयगतवर्णयोजनाः अथवा चलच्चित्रे चित्रणं चित्रितानां समग्रसौन्धर्यशास्त्रम् इत्यादीनि तत्त्वानि समाविष्टानि सन्ति एतेषां प्रवृत्तिः न केवलं चलच्चित्रस्य प्रशंसकान् आकर्षयन्ति अपि तु सिनेमा प्रोफ़े फ़ेन् फ़ेशनस्य फ़ैष्णस्य संस्कृतीकप्रभावः प्रभावस्य दृश्यते आकर्षणस्य च पूजीकरणं करोति